हलो हा अस्ति किं पुस्तकं किं पुस्तकम् आवश्यकम् आम् अस्ति अत्र अहं दास्यामि एकं निमिषं हा पुस्तकम् एकमासपर्यन्तं स्वीकर्तुं शक्यते अनन्तरं समये न दास्यति चेत् फ़ैन् भवति आम् अहं पश्यामि अस्तु स्वीकरोतु एतत् आं तत् करोतु करोतु हां शक्यते नास्ति आम् अस्ति तदपि आवश्यकं वा तत् कुत्र अस्ति इति अहं पश्यामि एकं निमिषम् आ एतत् स्वीकरोतु आं शक्यते

पश्यामि पश्यामि आम् अस्तु अहं दृष्ट्वा वदामि अस्तु आम् अस्तु अहं दृष्ट्वा वदामि अस्तु धन्यवादाः